मम प्रदेशे बहवः पर्यटनस्थानानि वर्तते तत्र गुहाटी मध्ये एकः काजिरङ्ग राष्ट्र उद्यानम् इति नेश्नल् पार्क् अस्ति तत्र बहवः जन्तवः प्राप्स्यते यथा हरिणः व्याघ्रः शृगालः इत्यादि तत्र उद्यानस्य पार्श्वे एव एकः मातुः देवीमन्दिरम् अस्ति तत्र विदेशात् स्वदेशात् सर्वत्र अपि जनाः भ्रमणं भ्रमणं कर्तुम् आगच्छन्ति अस्माकं ग्रामात् अपि एकं पर्यटनस्थानं वर्तते तत्र पुष्पम् सज्जीकृतं वर्तते तत्र ग्रामस्य वृद्धजनाः सर्वे अपि सायं काले भ्रमितुं गच्छन्ति अनेन अस्माकम् अस्सां प्रदेशात् बहु बहु स्थानं वर्तते एकं स्थानम् अस्ति रङ्घन् कार्यङ्घर् इति वदन्ति तत् स्थानं शिवसागरमध्ये एव अस्ति अहमपि बहुवारं तत्र गतम् अतीवसुन्दरं स्थानं वर्तते अनेन तत्र सर्वेऽपि अस्सम् प्रदेशात् सर्वेपि भ्रमणं कर्तुं गच्छन्ति